अस्माकं मतस्य विषये अध्ययनार्थं विद्यालयस्य पठ्ये अधिकं किमपि नास्ति पठ्ये सामान्यतया अस्माकं मतस्य मतानां विषये महात्मनां विषये तेषां जीवनक्रमः इतिहासः इत्यादि विषये किञ्चित् उक्तम् अस्ति अस्माकं मतस्य विषयाध्ययने विषयाध्ययनेन सामाजिक आचरणविचाराणाम् अध्ययनेन अद्यतन नूतन जना जनाङ्गस्य जनानां मार्गदर्शनं भवति तथा जीवनदृष्टिम् उन्नेतुं बहु सहायकं भवति एवं जीवनदृष्टिः तथा सामाजिकदृष्टिः अपि अनेन उदात्ती कृता उदात्ती कर्तुं शक्यते